आम् मम स्थाने बहु सामान्याः पारम्परिकाः व्यञ्जनानि वा खाद्यानि प्रसिद्धानि सन्ति यथा मोदकं वाष्पवाटिका सूपं क्षीरं पुरिका इत्यादयः एतानि सज्जीकर्तुं सामान्ये सहजोपलब्धः सामग्रीनां एव उपयुज्यते यथा मोदकं वाष्पवाटिका कृते तु पिष्टं तथा घृतं शर्करा च आवश्यकी तथा क्षीरं कृते दुग्धं तण्डुलञ्च एतानि पाककलाविधिः सरला एव जाता यथा शुष्कगो अवशिष्टम् ईन्धनरूपेण उपयोगं वर्तमानकाले जनाः यदि उत्तमभोजनं रूपेण वाटिका मोदकञ्च इत्यादयः खादितुम् इच्छन्ति तर्हि ते ग्रामीणक्षेत्रं प्रति गच्छन्ति